पुराणसाहित्यस्य तात्विकताविषयः इत्युक्ते पुराणसाहित्येषु प्रायः भक्तिविषयाः तत्वविषयाः धर्मविषयाश्च कथाः वर्तन्ते शास्त्रै शास्त्रकारैः उत शास्त्रज्ञैः यो विषयः प्रतिपादितः सः कथारूपेण अत्र सरलतया यथा जनानां बोधो भवति तद्रूपेण तत्र प्रवर्तन्ते विशेषतः भक्तेः उत्कर्षः उज्जीवनं पुराणे पुराणश्रवणेन अस्माकं हृदये भगवद्भक्तेः विशेषतः जागरणं भवति तथा धर्मानुष्ठाने श्रद्धा भवति सामान्यलौकिकमानवधर्मे च प्रवृत्तिर्भवति एवं मनुष्यस्य केवलं विचारं श्रुत्वा एतावत् तस्मिन् विषये प्रवृत्तिः नैव भवति एतावती प्रवृत्तिः परन्तु पुराणेषु तेषामेव विषयाणां कथारूपेण सरलतया हृदिं यथा प्राप्नुयात् तथा तथा तत्र उपदेशः क्रियते तेन अतीव समीपे अस्मान् प्रबोधयन्ति अथवा उद्बोधयन्ति